मम प्रदेशे बहवः क्रीडाः जनाः क्रीडन्ति तत्र विशिष्टरूपेण रज्जुकर्षणम् मल्लयुद्धम् कबडी कोको इत्यादिक्रीडाः बहुप्रसिद्धाः भवन्ति तत्र तु रज्जुकर्षणं कथं क्रीडन्ति नाम द्वौ गणौ स्तः तत्र गणे अपि दश जनाः वा अष्ट जनौ वा भवन्ति सप् गणद्वये अपि समानसङ्ख्याकाः जनाः भवितव्यम् तत्र मध्ये एका रेखा भवति एकः निर्णायकः भवति तस्य सविधे एका घण्टारावः भवति विसिल् भवति सः यदा घण्टारवं करोति तदारभ्य ते गणद्वये अपि कर्षणं कुर्युः मध्ये एका रेखा भवति रेखाम् अतिरिच्य यः गणः आगच्छति तस्मिन् गणीयः पराजितः इति निर्णयः स्वीकुर्वन्ति एवम् बहु सम् एषा क्रीडा बहु उत्तमा भवति बहु मनोरञ्जनं भवति सर्वे जनाः द्रष्टुम् ये आगच्छन्ति तेभ्यः सर्वेभ्यः अपि द्रष्टुं मनोरञ्जन मनोरञ्जकरं भव् भवति